अन्तार्राष्ट्रियस्तरे काश्चनक्रीडाः सन्ति याः भारतीयाश्चेद् अपि तासां समीचीनतया मान्यता वर्तते तासु क्रीडासु एका वर्तते मल्लक्रीडा मल्लयुद्धम् इति तया क्रीडया ओलम्पिक् क्रीडास्पर्धा पर्यन्तं धावनं कृतं वर्तते तावत् पर्यन्तं तया प्रवासः कृतः वर्तते किन्तु तादृशक्रीडाः न्यूनाः एव भारतीयाः याः तत्स्थानं प्राप्तवत्यः तत्र भारतीयक्रीडासु इदानीन्तन काले प्रसिद्धिं प्राप्तवती क्रीडा कबड्डि इयञ्च अत्यन्तं प्रसिद्धा सद्यः काले एव अष्टवर्षेभ्यः जाता वर्तते तया सह एव खो खो अधुना तावत् प्रसिद्धं न जातं कितु आभ्यां क्रीडाभ्यां तत्स्थानं प्राप्तव्यम् इति महती आशा सर्वेषां भारतीयानां हृदये वर्तते ते एवं कबड्डि अवश्यं तत् स्थानं वर्षद्वये एव गच्छति इति विश्वासोऽपि वर्तते